शिक्षाऋणं छात्राणां कृते या ऋणस्य व्यवस्था तद् एव शिक्षाऋणं शिक्षाऋणं छात्राणां पठने पृष्ठभूमिरूपेण कार्यं करोति ये जनाः देशात् बहिः गत्वा पठितुम् इच्छन्ति अथवा औषधं पठितुम् इच्छन्ति वा तन्त्रविषये पठितुम् इच्छन्ति तेषां कृते एतद् ऋणं बहु उपयोगी अस्ति पठनार्थं बहु शुल्कः अपेक्ष्यते छात्राणां छात्राणां पार्श्वे सर्वदा तावद् शुल्कं न भवति अतः तेषां कृते एतद् शिक्षाऋणं बहु सम्यक् कार्यं करोति तेषां पितरौ यदि ऋणं ग्रहणं कुर्वन्ति तर्हि तत्र इण्टरेष्ट् बहु भवति परन्तु छात्राणां कृते तद् इण्टरेष्ट् किञ्चित् न्यूनम् एव भवति ते यदा तेषां पठनपाठनं समाप्तं कृत्वा कार्यं करोति तदा ते बहु न्यूनेन इण्टरेष्ट् सः तद् ऋणं परिशोधनं करोति कुर्वन्ति अहं कदापि शिक्षाऋणं ग्रहणं न कृतवती